वैदिकसाहित्यस्य अध्ययनं नाम अस्माकं शास्त्रस्य अस्माकं भारतीयसंस्कृतेः अध्ययनम् इति चिन्तयामि तद्विषये अहं सूक्त सूक्तानि उपनिषद् च पठितवान् उपनिषदां मध्ये कठोपनिषत् मह्यं बहु अरोचत यतोहि उपनिषद्रूपेण पठनम् एकम् अनन्तरं तत् महाविद्यालयस्य एक परीक्षाविषयत्वेन पठनम् इति एकः विषयः अतः तत्र नचिकेतसः निष्ठा अनन्तरं नचिकेतसः धैर्यं यमलोकप्राप्तिः इत्यादि विषये अनन्तरं जीवस्य मरणानन्तरं किं भवति इति विषयं सः यमेन एव आग्रहं कृत्वा स्वीकृतवान् तत् सा विद्या नाचिकेतविद्या इति प्रसिद्धा अभवत् इति कारणेन कठोपनिषत् मह्यं बहु रोचते